हरि ओम् अहं गुल्लसत्यनारायणः इदानीं भारतदेशस्य छायाचित्रद्वारा भारतं दर्शयितुम् अवसरं प्राप्नोसि प्राप्नो प्राप्नोसि चेत् अहं भारतस्य प्रप्रथमं तु काशीविश्वनाथमन्दिरस्य चित्र द्वारा आरभ्य चित्रं स्वीकृत्य ततः अहं भारतस्य उत भारतस्य भारतं दर्शयितुम् अहं शक्यं शक्नोमीति अहं चिन्तयामि चिन्तयामि अनन्तरमहं काशीविश्वनाथमन्दिरतः अनन्तरं अस्माकं पुण्यक्षेत्रं पुण्यक्षेत्राणि कुत्र कुत्र सन्ति तानहं चित्राणि स्वीकृत्य अहं भारतस्य भारदेशं कथम् अग्रे भवितुं शक्नोति भवितुमर्हति भवितुं भव ब भवति इति अहं एवं श दर्शयितुमिच्छामि अहं एवं पर्याप्तं वा न सम्यक्